मम है स्कूल् कालेज् समये अहं दूरदर्शनं पश्यन्तः स्मः इस्रो जनाः राकेट् उ उड्डयनं कृतवन्तः अन्यद् अग्नि मिसैल् टेस्टिङ्ग् कृतवन्तः इति तदु बहु प्रेरणाविषयः आसीत् मम कालेज् समये अतः तदहं किञ्चित् गभीरं पठनम् आरम्भं कृतवान् कः करोति कथं कुर्वन्ति इति तत्समये मम मनसि आगतम् अस्ति विज्ञानी डाक्टर् ए पी जे अब्दुल् कलाम् इति तस्य एकपुस्तकम् अपि अस्ति विङ्ग्स् आफ़् फ़यर् इति तदु बहुवारं द्वित्रिवारम् अहं पठितवान् तस्य प्रभावः बहु आसीत् मम मनसि स बहु उत्तमविज्ञानी बहु भारतस्य कृते मिज़ैल् टेक्नोलजि निर्माताः अतः बहुसन्तोषः